हरिओम् नमो नमः चित्रकला आपणम् अस्ति वा अहं तु भागवत्प्रधानः मम गृहं केन्द्रीयसंस्कृतविश्वविद्यालयस्य समीपे त्रिवेणिनगरे अस्ति अहम् इदानीं मम गृहस्य वीतौ चित्रं कर्तुम् इच्छामि तर्हि मम गृहं केन्द्रियसंस्कृतविश्वविद्यालयं जानति वा जयपुरपरिसरे तस्य सम्मुखे अस्ति एव तत्र आगत्य कान् अपि पृच्छतु अथवा दूरवाणीं करोतु इति आम् अहं तु सामान्यतया स्वेतवर्णं दातुम् इच्छामि परन्तु वर्णानाम् अनुगुणं रूप्यकाणां मूल्यं किं भविष्यति इति भवान् वदति चेत् अनन्तरम् अहं एतत् एतत् दूरवाणीसंख्या वाट्साप् अस्ति वा भवतः न मम तु शङ्का नास्ति परन्तु यदि ए अहं तु कार्याणि व्यस्तः स अस्मि तर्हि यदि भवान् भवन्तः समीपं वाट्स् वाट्साप् मघ्ये प्रेषयामि चेत् भवान् भवान् वाट्साप् मद्ये प्रेषय प्रेषयिष्यति चेत् मम कृते सौविद्धं भवति

अस्तु अस्तु भवतु यदा भव् भवान् यदा समयः अस्ति भवतः समीपे तस् तस्मिन्नेव समये आगच्छतु व्यस्ताः न न सन्तु इति परन्तु मम गृहस्य आकारः चतुशतः वर्ग फीट् अस्ति तर्हि एक वर्ग फीट् अनुसारेण भवतः कति रूप्यकाणिं यच्छन्ति इति अस्तु आम् आम् अस्तु अस्तु धन्यबा अस्तु धन्यवादः अहं भवान् फ्री समये आगच्छतु इति अस्तु अस्तु